इदानीं वृत्तिजीवनस्य विषये स्टेम् क्षेत्रं समाप्य क्षे स्टेम् पठनम् इति इदानीम् अत्र ऐ ऐ टिमध्ये च छात्राः पठन्ति तत् पठात् पटा पठित्वा पठनात् समापनं कृत्वा पठनात् परं ते अन्य वि महाविद्यालयानाम्मध्ये शिक्षकरूपेण कार्यं स्वीकुर्वन्ति अथवा कदाचित् ते वैयक्तिकसंस्थाः प्रैवेट् कम्पनीस्मध्ये शोधकार्यत्वेन रिसर्च् शोधकार्यत्वेन तत्र कार्यं स्वीकुर्वन्ति न केवलं शिक्षकत्वेन छात्राः गच्छन्ति अपि तु इदानीं भारतदेशे अपि भिन्न भिन्न संस्थाः आगताः सन्ति यत्र शोधकार्यमपि फ़ण्डिङ्ग् ते कुर्वन्ति अत्र पिएच्डि जनाः एम् एम् इ जनाः एम्टेक् समाप्य ततः शोधकार्यं गच्छन्ति ब भारतदेशात् बहिः तेषाम् सम्भावना सम्यक् अस्ति इति शृतवती तदापि केचन भारतदेशेव कार्यं कर्तुम् इच्छन्ति तत्र अपि इदानीम् अवकाशः अस्ति पूर्वं तु बहु न्यूनमासीत् भारतदेशे उद्योगं प्रापणं शोधनकार्ये बहिः एव जनाः गतवन्ताः सन्ति गताः भारतदेश् ब ब बहिः एव शोधकार्ये संस्थाः फ़ण्डिङ्ग् ददाति तत्र स् अवकाशः अस्ति इति आसीत् किन्तु इदानीं भारतदेशे अपि अवकाशः अस्ति एवं छात्राः कदाचित् महाविद्यालये शिक्षकरूपेण अत् कदाचित् शोधकार्ये अपि गच्छन्ति पुनः यतोऽहि ते पिएच्डि कृतवन्तः तेषाम् इच्छा शोधकार्ये एव भवति इति रूपेण ते शोधकार्यं चिन्वन्ति ऐऐटि महविद्यालयानां शिक्षकरूपेण स्वीकुर्वन्ति चेत् तेषाम् इच्छानुसारं ते शोधकार्यमपि कुर्वन्ति पेपर् पब्लिशिङ्ग् एवं कार्यमपि तेषां वर्धनं भवति